कृषिकाणाम् आत्महत्यः परिहाराय हेल्प् लैन् सन्ति एतद् हेल्प् लैन् सहायेन कृषिकाणां तव समस्याः परिहारं कृतवन्तः एतद् हेल्प् लैन् मध्ये कृषिकाणां बहु उपयोगानि कृतवन्तः हेल्प् लैन् कषिसम्बन्धिसमस्यायां वा कृषिकाणां मानसिकसमस्यां वा अथवा कृषकस्य इतरसमस्यां परिहारं दत्तवन्तः कृषि अधिकारिेणः एतद् हेल्प् लैन् मध्ये कृषिकाणाम् अपि वक्तुं शक्नोति कृषिकाणां समस्यां परिहारं दद्मः कृषिकाः व्यवसायसमये नष्टम् अनुभवन्ति एतद् समये सः तीव्र ओत्तडम् अनुभवन्ति कृषिकाणां कुटुम्बम् अपि संकष्टम् अनुभवन्ति तस्याः कुटुम्बाः कुटुम्बाः अपि नष्टम् अनुभवन्ति